हरिओम् नमस्कारः डिफारेस्ट् रेस्टारण्ट् वा मम नाम सन्ध्याबाय् इति अहं तत्र प्रतिदिनं प्रतिदिनं भोजनं स्वीकरोमि दैनन्दिनी ग्राहिणी अस्मि अद्य मम कृते चिक्केन् बिरियानी आवश्यकम् अहं प्रतिदिनं भोजनं स्वीकरोमि किल मम कृते किमपि डिस्कौण्ट् अस्ति वा डिस्कौण्ट् कूपन् किमपि अस्ति चेत् मम कृते किञ्चित् ज्ञापयतु धन्यवादः